मम ग्रामः वर्तते चित्रदुर्गः अतः त्रिंशत् किलोमीटर् चळ्केरे इति अत्र तु सः पर्वतदेशः नाम पर्वतदेशः इति नाम तत्र आधिक्येन घर्मः एव भवति सर्वदा तत्र शैत्यमपि न भवति अतिवृष्टिः न भवति अनावृष्टिः सर्वदा वृष्टिरहितं तत्र जनाः एवं भवन्ति कदा आगच्छति वृष्टिः कदा आगच्छति इति प्रतीक्षमाणाः एव भवन्ति इत्येवं रूपेण तत्र किं वृक्षाः वा सस्यानि वा आधिक्येन न सन्ति सा मरुभूमिः इति यदुच्यते तादृशस्थानं वर्तते नाम आधिक्येन न तत्र इतोपि अग्रे गच्छेत् तस्याः अप अपेक्षया न्यूनता वर्तते बळ्ळारी इत्यादिस्थानेषु अस्माकं स्थानेषु अतिशैत्यमपि नास्ति अतिवृष्टिः अपि नास्ति बहुघर्मः प्रदेशः सः अपि च तत्र आधिक्येन पर्वतानि सन्ति पुनः मया तत्र दृष्टं नाम यदा मम लघुवयसि अतिवृष्टिः आगत्य तत्र विद्यमानः इदं किं रिवर्स् इति यदुच्यते तत्सर्वं पूरितम् आसीत् इत्येवं रूपेण अस्माकं ग्रामस्य वातावरणस्य अनुभवः सः बहुघर्मः वर्तते तत्र इति अयम् अंशः मया बहु लक्षितः वर्तते इति मम जीवने तु तत्र यदा अहं लघुवयसि आसम् तदानीमेव अतिवृष्टिः यदा जाता तदानीं तत्र विद्यमानः रिवर् पाण्ड्स् इत्यादिकं सर्वं पूरितं तदेव मम जीवनकाले समीचीनं लक्षितं पुनः तत्र सम्यक् विवा वृष्टिर्भवतु इति मम आशा इत्येवं रूपेण